वर्तमाने प्रदृश्य विज्ञापनस्य अधिकजनान् प्राप्तुं बहवः उपायाः सन्ति एकम् उदाहरणार्थम् अहं कुसुमतैलमिति किञ्चन पुष्पविशेषः वर्तते तस्य तैलेन किं भवति नाम केशस्य कृते उपयोगं कुर्वन्ति साबूनु सोप् कृते उपयोगं कुर्वन्ति दीपस् दीपे स्थापनार्थं तैलार्थं स्थापयन्ति खाद्यतैलमपि वर्तते एतद् कुस्वपुष्पे ट्वेण्टि टु तर्टि पर्सेण्ट् तैलं वर्तते तेन किं भवति नाम चिकित्सासु अपि तस्य उपयोगं क्रियते उपयागः क्रियते हृद्रोगं हृद्रोगार्थं करोनरी ताम् त्राम्ब्रो त्राम् त्रम्बोसिस् इत्यादि चिकित्सार्थम् एतस्यापि उपयोगं क्रियते एतस्य किं भवति नाम स्वीकृत् तैल स्ना तैलं स्वीकरणेन किं यद् अवशिष्टः पदार्थः अवशिष्टः पदार्थः वर्तते तस्य उपयोगः गौः कृते अपि उपयोगः भवति किं भवति नाम तेन हिन्डी इति कथ्यते तस्य विशेषः किं भवति नाम गौः कृते स्थाप्यते तद् तैलं तु मनुष्याः इत्यादि चिकित्सासु उपयोगं क्रियते एवम् उपयोगेन सन् प्योर् सैन् सन् इत्यादि ब्राण्ड्स् ये ये सन्ति तेषां म तन्मध्ये ये केमिकल्स् वर्तन्ते तेषाम् उपयोगेन अस्माकमेव हानिः वर्तते इत्यतः कुसुमतैलमेव सुष्ठुः इति उक्त्वा इति शम्